विगते वर्षचतुष्टयात् पूर्वं भारतवर्षे बाहुबली नाम एकं चलच्चित्रं प्रकाशितम् तत् चलच्चित्रम् अतीवमनोहरं मनोरञ्जकं आसीत् तद् दृष्ट्वा प्रायः सर्वे जनाः आनन्दिताः अभवन् अस्माकं देसे अत्यन्तजनप्रियाः मनोरञ्जकाः नैके प्रकाराः सन्ति यथा चलच्चित्रं नृत्यं गीतं हस्तकन्दुकक्रीडा इत्यादि भारते प्रायः जनाः नृत्तं गीतं चलच्चित्रं अस्मिन् विस् इतोऽपि हास्यकोणिका फ़न्नी वीडियो मीम्स् इत्यादि द्रष्टुम् इच्छन्ति अधिकतया